नमस्ते आम् यो योगाभ्यासं योगा अपेक्षते यो योगा कर् कर् कर्तुं मासे सहस्ररूप्यकाणि अपेक्षते भवती प्रातःकाले श्वः श्वः एव आरभ्यते योगा श्वः प्रातःकाले प्रातःकाले अस्तु किन्तु नव नववादने भवती आगच्छतु ओ भवत्याः कृते अनन्तरं कक्षा अस्ति वा अस्तु चिन्ता चिन्ता चिन्ता नास्ति भवती अस्माकं योगः योग्यः योगः अभ्यासे प्रातः प्रातः एव नास्ति

मध्याह्ने मध्याह्ने अपि योगाः अस्ति भवती तत्समये आगच्छतु तत् समये आगच्छतु चिन्ता नास्ति अस्माकम् अस्माकं कक्षायां दश दशछात्रपर्यन्तम् अस्ति अस्तु भवत्या सह आगच्छतु बुभुक्षा कक्षा कक्षा आन्लैन् मध्ये अस्ति गूगल् मीट् मध्ये मध्यानसमये द्विवादने अहं गूगल् मीट् लिङ्ग् श्वः दास्यामि अस्तु धन्यवादः